ई सेवा अत्युत्तमसेवा किमर्थम् इत्युक्ते आर् टि सि मेलितुं मेलितुं वयं तीतळि पर्यन्तम् इतः तत् विंशत्यधिकं किलोमीटर् प्रयाणं करणीयम् आसीत् इदानीम् ई सेवा अत्र कोणन्दूरु अस्माकं ग्रामे अपि अस्ति तत्र गत्वा आर् टि सि ग्रहस्य रेक् रेकार्ड् आर् टि सि सर्वमपि मिलति समयमपि किञ्चिदेव पर्याप्तं तत्र दूरं गन्तव्यं धनमपि बहूनि आवश्यकम् आसीत् इदानीम् अत्रैव मिलति किल सम्यक् भवति ई सेवा अत्युत्तमसेवा एतत् कार्यम् अस्माकं प्रधानं नरेन्द्रमोदीमहोदय सम्यक् कृतवन्तः यत्र कुत्रापि गच्छतु तत्र ई सेवा मिलति पूर्वं तद् समयम् अत्यन्तसमयम् एतद् मिलितं तद् आर् टी सि इत्यादि रेकार्ड् मिलितम् आवश्यकम् आसीत् समयं बहु आवश्यकम् आसीत् इदानीं किञ्चित् समयं पर्याप्तं किमर्थम् किमर्थं यत्र यत्र कुत्रापि गच्छतु तत्र ई सेवा मिलति प्रति ग्रामे अपि ई सेवा अपि मिलति अत्युत्तमसेवा समयमपि किञ्चित् पर्याप्तम्